अन्तर्जालस्य वा तन्त्रज्ञानस्य ज्ञानेन वा अविष्कारेण संस्कृतभाषायाः महद् उपकारः महद् उपकारं महद् उपकारः जातः अत्र उदाहरणत्वेन कोरोणा आगतं कोरोणायाः करोणायाः पूर्वम् अत्र अहं यत्र कार्यं कुर्वन् अस्मि संस्कृतपरिषदि तत्र आन्लैन् माध्यमेन संस्कृतपठनं पाठनादिकं तु न आसम् न आसीत् परन्तु करोणानन्तरं सर्वेऽपि आन्लैन् माध्यमेन पठितुम् इच्छन्तः सन्ति अतः संस्कृतपरिषदपि आन्लैन् माध्यमेन सर्वेषां जनानाम् संस्कृतम् अध्यापयितुं महद् उत्सुकम् उत्साहं दर्शयति नाम तदा तु जनाः केवलं द्वयोः वा त्रयोः वा आगच्छन्ति स्म कक्षार्थं परन्तु अधुना सर्वेऽपि जनाः वस्तुतः विंशत्यधिक पञ्चाशतधिकाः जनाः अत्र आगच्छन्तः सन्ति आगत्य आन्लैन् माध्यमेन स्वकार्यं कुर्वन्ति तथै तथापि संस्कृतं पठन्ति च नाम तत्र शास्त्राः वेदान्तशास्त्रं पठन्ति एवं न्यायशास्त्रम् एवम् व्याकरणशास्रम् इत्यादि सर्वाणि शास्त्राणि ते पठन्ति पुनः संस्कृताध्ययनं तु अधुना अस्मिन् काले बहूनां जनानां कृते महद् उपकारः जातः आन्लैन् तावत् पुनः तन् तत्र तदर्थम् तन्त्र आन्लैन् पुनः यदपेक्षते उदाहरणार्थं मम व्याकरणे कश्चनः सन्देहः आगतः तदर्थम् अहं गुरूं गत्वा गुरवः कथं सन्ति पुनः ते विग्रहः वा इत्यादिकम् एवम् आलोच्य पुनः तत्र गत्वा प्रष्टव्यम् आसीत् परन्तु अधुना यूट्यूब्द्वारा तेषां सर्वेषाम् अपि सर्वेषां शास्त्राणाम् अपि तत्र रेकार्डिङ्ग् सन्ति अतः तद् उपयुज्य वयं तत्र भाषितुं श तत्र उपयुज्य तत्र प्रश्नस्य उत्तरम् अपि वयं ज्ञातुं शक्नुमः अतः अन्तर्जालस्य माध्यमेन शोधच्छात्राणामपि तत्र शोधच्छात्राणामपि विकीपीडिया इत्यादिषु स्थलेषु ये ये ग्रन्थाः उपलब्धाः सन्ति यः विषयः सः पूर्वमेव सिद्धः इत्यादि विषयान् अपि वयं ज्ञातुं शक्नुमः अतः शोधार्थीनाङ्कृतेऽपि अन्तर्जालं बहु उपयोगाय भवति पुनः पठनार्थमपि महदुपकारकं जनयति अन्तर्जालम् अनन्तरं तन्त्रज्ञानम् तन्त्रज्ञानम् इत्युक्ते कम्प्यूटर् ज्ञानं तत्र कम्प्यूटर् विना वयम् किमपि कर्तुं न शक्नुमः अधिकः उदाहरणार्थं मुद्रणे ए रिसर्च् स्कालर्स् भवन्ति ये रिसर्च् स्टुडेन्ट्स् भवन्ति पुनः ये रिसर्च् इन्स्ट्यूशन्स् भवन्ति तत्र पूर्वस्मिन् काले तत् विलिख्य तत्र प्रूफ् करक्शन् आदिक प्रूफ् करक्शन् इत्यादिकं कृत्वा तत् प्रिन्ट् कृत्वा इत्यादिकम् कर्तव्यमासीत् परन्तु अस्मिन्काले पश्यन्तु तन्त्रं यदि भवति यन्त्रं यदा भवति तदा केवलं साक्षात् तन्त्रज्ञानेन तत्र उट्टङ्कणं भवति उट्टङ्कणेन तत् फैल्स् सर्वदा परिरक्षणं भवति वयं यदा इच्छामः तद् प्रिन्ट् कर्तुं शक्नुमः पुनः सर्वेषामपि अन्तर्जालद्वारा सर्वेषाम् अपि प्रेषयितुं सर्वेभ्यः प्रेषयितुमपि शक्नुमः अतः संस्कृतभाषायाः उन्नतिः प्रगतिः वर्धने अन्तर्जालम् उत तन्त्रज्ञानं बहु महदुपकारकं प्रथमस्थानं प्राप्नोति इति कथने न संशयः